संस्कृतभाषाभाषिणः पारम्परिकसंस्कृतेः संमाननाय आचरणे च भाषामिमं कथम् उपयुञ्जन्ति इति चेत् संस्कृतभाषायाः वर्धनार्थं पूर्वं शास्त्रं यत् आसीत् तत्सर्वस्य तत्सर्वं इदानीमपि पठितव्यम् अनन्तरं संस्कृतवर्धनार्थं शिबिरादिकं कर्तव्यम् अनन्तरम् तस्य प्रसारणाय कार्यक्रमाः कर्तव्याः